आम् अहं कर्णाटकादागच्छामि इति हेतोः कर्णाटकस्य प्रथमं साम्राज्यम् अथवा प्रथमं राजकुलम् अस्ति मयूरवर्मणा अथवा मयूरशर्मणा स्थापितं बनवासिराजकुलं कदम्ब इति तस्य नाम तत्प्रदेशं गच्छामि इति इच्छा महती आसीत् अहञ्च प्राथमिकशालायाम् आसम् लघुप्राथमिकशालायाम् आसं तदानीं मत्शिक्षकाः निर्णयम् अकार्षुः यत् सर्वान् छात्रान् वयं बनवासिदेशं नयामः इति तद्गणे अहमपि आसम् मम जीवने प्रथमवारं किञ्चित् तादृशं प्रदेशं अहं दृष्टवान् यत् कदाचित् काले राजधानी आसीत् कर्णाटकस्य प्रथमराजधानी प्रथमं राज धानीनगरं बनवासी क्षेत्रमेव आसीत् अधुना तु तथा तत्र नगरत्त्वं नास्ति तस्मिन् प्रदेशे अधुना ग्रामः एव भासते परञ्च कदाचित् काले नाम चतुर्थे शतमाने फ़ोर्थ् सेञ्चुरी कामन् एरा इति वदामः खलु तस्मिन् काले तत्र राजानः आसन् मयूरशर्मा आसीत् सः वर्मा इति स्वनाम परिवर्त्य राज्यशासनम् अकार्षीत् तत् मम स्मृतौ सर्वदा तिष्ठति ततः परं सद्यःकाले एव तत् राजकुलस्य विषये मया लेखः लिखितः कथाः लिखिताः परञ्च बाल्ये काले यदा अहं तत्र गतवान् सा स्मृतिः अविस्मरणीया अस्ति